विद्यालये का भाषा एव भाष् भाषा यद्यपि सुलभः तत् सम्यक्तया व्याकरणरीत्या तत्र दोषरहितः क प्र प्रयोगः एव बहु दुःखकरं भविष्यति यथा संस्कृतभाषा भाषायां दोषरहित प्र भाषां क वक्तुं कष्टमेव भवति अभ्यासेन एव भविष्यति गणितशास्त्रमपि क्वचिद् स्थलेषु सुलभं भवति क्वचिद् स्थलेषु् दुःखं भवति यथा यतः चेत् तत्र अनुगुणित अनुमानं सर्वैः ज्ञातुं न शक्यते सर्वैः कः पाठयितुमपि कः क्लेशः भविष्यति अत्र त् यत् यत् न्यायं तत्र प्रयुङ्ते तस्य विवरणं सम्यक्तया भविष्यति चेत् गणितमपि सुलभमेव भविष्यति इति मम मति अत एव किञ्चिदपि बहु दुःखकरं किञ्चिदपि सुलभम् इति वक्तुं न शक्यते पाठणप्रकारेण एव तत् सर्वं कः सुखं वा दुःखतरं वा भवितुं शक्यते इति मम मतिः